नमस्ते मम नाम श्रीधरः मम प्रदेशे शिशूनां मरणम् अधिकम् अस्ति वा इति प्रश्नः अधुना अहं वदामि मम प्रदेशे शिशूनां मरणं मरणसङ्ख्या अधिका नास्ति इति किमर्थम् इत्युक्ते सर्वे मातापितरौ यदा शिशुः जन्मं प्राप्नोति तदा नियमितकालेन कीदृशं व्याक्सीन् आवश्यकं तत् वैद्यस्य समीपं गत्वा आं स्वीकुर्वन्ति स्माल्पाक्स् वा रूबेल्ला वा अथवा पोलियो वा वेक्सीन् सर्वे मातापितरौ तस्मिन् विषये जानन्ति सर्वकारस्य प्रयत्नः अपि अधिकः जातः तदर्थं मातापितॄणां ज्ञानम् अधिकम् अस्ति अतः यस्मिन् यस्य रोगस्य व्याक्सीन् उपलभ्यते तस्य प्रयोगं कृत्वा मातापितरौ आनन्दम् अनुभवन्ति शिशूनाम् आरोग्यं पालयन्ति किम् अतः सर्वकारस्य योजना बहु उत्तमा रीत्या अस्ति सर्वत्र मम प्रदेशे अपि किन्तु अन्यः एकः दुरादृष्टकरः विषयः अस्ति केचन जनाः यद्यपि ते जानन्ति व्याक्सीन् स्थापयामः चेत् शिशूनां आरोग्यवर्धनं भवति तथापि ते चिन्तयन्ति व्याक्सीन् कथञ्चित् कष्टकरम् अथवा आवश्यकं नास्ति इति कृत्वा व्याक्सीन् न स्थापयन्ति एव किन्तु एतादृशं एतादृशानि सन्दर्भाः एतादृशाः सन्दर्भाः न्यूनाः एव अतः अधुनापि शिशूनां मरणम् अधिकं नास्ति बहु सम्यक्तया तेषां रक्षणं भवति इति मम अभिप्रायः